सामान्यतया एकं पुस्तकं पठितुम् एकसप्ताहः यावत् कालः स्वीकरोति तत्रत्य पुटसङ्ख्याम् अनुसृत्य तद् भविष्यति इत्युक्ते त्रिशतं पुटं शतं चेद् न्यूनं भवति त्रिशतं पुटं चेद् अधिकं भवति एवम् अपि भवति एकं पुस्तकं स्वीकृत्य पठनम् आरम्भं करोमि चेद् एक कण्डा यावद् पठितुं शक्नोमि सामान्यम् एकं लक्ष्यम् इत्युक्ते एकं पुस्तकं यदा स्वीकरोति तस्मिन् समये एकः दिनाङ्कः तत्र लिखति अनन्तरं पुस्तकं यदा समाप्तं भवति तस्मिन् समये कियत् पुटं पठितं तत्र तस्मिन् समयः लिखति एवं पुस्तकपठनं समाप्तिः यदा भवति तदा अन्तिमदिनं कदा पठित्वा समापितम् इति एकं चिन्तनं भवति पुस्तकं स्वीकरोति चेद् यदावद् कालाभ्यन्तरे तत् पुस्तकं समापनीयम् इति एकं चिन्तनेन पुस्तकस्य आरम्भः भवति